मम संस्कृतपरम्परा बहु उत्कृष्टा वर्तते तस्याः परम्परायाः रक्षणार्थम् तस्याः प्रचारप्रसारादिकं करोमि तथा सांस्कृतिक परम्परायाः रक्षा भवेत् इति विषये सर्वदा कार्यं करोमि सांस्कृतिक परम्परायाः रक्षणे अहं प्रत्यहं बद्धादरः कार्यं करोमि श्लोकानां पठनं पाठनं मन्त्रोच्चारणं च अस्मिन् अन्तर्भवति तथा अन्ये जनाः अपि स्वस्य सांस्कृतिक परम्परायाः रक्षणार्थं प्रेरितं कारयामि